अहं पाककलाम् उद्योगरीत्या कर्तुं चिन्तितवती अस्मि अस्माकं ग्रामे स्थितायाम् उद्योगपाकशालायां भोजनं कर्तुं बहूनि अर्थानि आवश्यकानि अपेक्ष्यते ततः गरिबजनाः निकषा स्वल्पः अर्थः भवति तेन गरिबजनाः होटेल्मध्ये भोजनं कर्तुम् असमर्थाः सन्ति अस्यां कृते अहम् एकं भोजनालयं निर्माणं करोमि अत्र भोजनालये आर्थिकहीनाः जनाः स्वल्पमूल्येन भोजनं कुर्मः इदानीं पाककला उद्योगस्य निर्माणार्थं मम परिवारस्य प्रतिक्रिया भवति सः मया कार्येण सहायतां प्रदानपूर्वकम् अस्य पाककला उद्योगनिर्माणार्थम् आवश्यकम् अर्थं प्रदानं कर्तुं कथयन्ति तथा अग्रे वर्धयित्वा प्रोत्साहनं प्रेरयन्ति